नमो नमः अमृत् भोजनालयः अहं पल्लवी अस्मि अहं विर्यानि आर्डर् कृतवती अस्मि परन्तु अहं गृहसङ्केतं न दत्तवती कृपया गृहसङ्केतं स्वीकुर्वन्तु गृहसङ्केतः एव वर्तते केन्द्रीयसंस्कृतविश्वविद्यालयः एकलव्यपरिसरः लेम्बुचेरा तत्र मुख्यद्वारात् वामपार्श्वे बालिकाछात्रावासः अस्ति अहं बालिकाछात्रावासस्य प्रथमतलस्य दशमसङ्ख्याप्रकोष्ठे अस्मि कृपया तत्र मम बिरियानि प्रेषयतु